तन्त्रज्ञानविकासेन मम जीवने बहु परिवर्तनं जातम् अस्ति सम्प्रति अहं किञ्चित् आलस्यम् अपि करोमि यतो हि तन्त्रज्ञाने ज्ञानेन झटितिकार्यं जायते अतः किमर्थं शीघ्रम् उत्थानं प्रातःकाले करणीयम् इति मनसि कदाचित् मम जायते पुनश्च अहम् अन्तर्जालं स्मार्ट् फोन् उभ्यम् अपि बहु उपयोगं करोमि एतेन कारणेन कारणेन मम बहुविधानि कार्याणि सुलभानि भवन्ति तेन माध्यमेन अहं शीघ्रमेव यत् किमपि कर्तव्यं भवति बहु शीघ्रं करोमि